मम ला लेखनि ले मत् लेखनी बहु निकृष्टः अस्ति अहं प्रतिदिनं प्र उत्तमं प्रयत्नं करोमि तर्हि तस्य प्रयत्नस्य फलम् अस्ति तर्हि तव फलस्य अहम् एकवारं पश्यामि तर्हि तस्य प पुनः प्रयत्नं करोमि तर्हि तत् प्रतिदिनम् अहं पुस्तकं पठामि तर्हि तस्य पुस्तकस्य ब एक एक लेखकः लेखकस्य अहं सन्दर्भः अहं पठामि तर्हि तु अहं प्रतिदिनं लेखनं कार्यं करोमि त सः यः लेखनकार्यं करोमि सः आचार्यस्य अहं दा दास्यामि तर्हि अहं प्रतिद प्रतिदिनम् एष कार्यं करोति चेत् मम लेखनस्य कार्यं बहु सम्यक् भवति तर्हि मम लेखनं लेखनं तु बहु निकृष्टः अस्ति मम लेखनकार्यं स्वीकरणीयं सम्यक् करणीयं चेत् मम मम प्रयत्नः बहु मम प्रयत्नं तु बहु अस्ति अस्ति इति